मम ग्रामे ग्रामीणसमुदाये तु अनेके नृत्यप्रकाराः जनर्याः सन्ति तत्र भरतनाट्यम् अस्ति एवं कुचुपुडि अस्ति तत्र एवं विशेषतः अत्र अहं हैद्राबाद् नगरमध्ये वसामि इति अत्र इदानीन्तने अर्वाचीनमस्ति डी जे म्यूज़िक् एवं तीन् मार् ब्याण्ड् इत्यादिकं भवन्ति तत्र भरतनाट्यादिकं तु नृत्यप्रदर्शनसमये एकस्मिन् प्रकोष्ठे जनानां समक्षं भवति परन्तु ये विवाहादि महोत्सवाः भवन्ति चेत् तत्र ब्याण्ड् इत्यादिकं स्थापयित्वा वा नैव न नो चेत्

तत्र वरः वधुः नाम मध्ये तत्र तादृशं नृत्यं कुर्वन्ति जनाः